अस्मिन् विषये दूरदर्शनस्य उपरि बहवः कार्यक्रमाः प्रसारिताः भवन्ति अहं प्रतिदिनं एते कार्यक्रमान् पश्यामि मम सर्वाधिकं विष्णुमनोहर् महोदयस्य ये कार्यक्रमाः भवन्ति ते कार्यक्रमान् अहं पश्यामि सः मूलतः नाग्पुर्तः अस्ति महाराष्ट्रप्रदेशे ये पदार्थाः भवन्ति ते पदार्थाः कथं निर्मिताः निर्मातव्याः इति सः सम्यक् वदति उदाहरणार्थं महाराष्ट्रे पूरणपोलिका भवति तर्हि पूरणपोलिका कथं निर्मातव्या इति सः वदति इतोऽपि महाराष्ट्रे झु़न्का बाकर् पदार्थः भवति तर्हि तस्मिन् विषये सः सम्यक् वदति अहं प्रतिदिनं तस्य कार्यक्रमं पश्यामि अनन्तरं गृहे अपि अहं पाकं करोमि तर्हि यदा अहं पाकं करोमि तस्मिन् समये अहं सः किमुक्तवान् इति चिन्तयामि अहं तत्सर्वं विचिन्त्य एव पाकं करोमि अनन्तरं मया दृष्टम् यथा तेन उक्तमासीत् तेन प्रकारेण एव मया निर्मितं तथा तस्य स्वादः अपि आसीत् अतः पाककलाविषये ये कार्यक्रमाः दूरदर्शनस्य उपरि भवन्ति ते सर्वे कार्यक्रमान् वयं यदि वयं पश्यामः चेत् तस्य लाभः भवति एव